ह नमस्ते महोदये तत् हा नमस्ते मासद्वयपूर्वं मया एकं व्यजनं क्रीतं तस्य वारण्टि एकवर्षपर्यन्तं वर्तते किन्तु अधुनैव कार्यं न करोति आं ह तदा अचलत् किन्तु आवर्षं वारण्टि वर्तते अधुनैव न कार्यं करोति

शीलिङ्ग् एव उपरिष्ठः एव सः

उषा ब्राण्ड् अस्ति गतसप्ताहे शब्दमधिकं आगतं अधुना कार्यमेव न करोति न चलति एव आम् इदानीं न चलत्येव वारण्टि कार्ड् अस्ति

किन्तु किमर्थं एक्स्चेञ्ज् अत्र अपेक्ष्यते वारण्टि आवर्षम् अस्ति अतः निश्शुक्लम् एव भवेत् खलु

आं भवतु आं भवतु कदा आगमिष्यन्ति कदा आगमिष्यन्ति भवतः जनाः

अहं शनिवासरे रविवासरे च भवामि भवतु अस्मिन् शनिवासरे एव प्रेषयन्तु कृपया अस्तु धन्यवादः धन्यवादः